मया तावत् गुरुकुले पठ्यमानं वर्तते तत्र मया एकः वेदः अद्धि अधीयमानः वर्तते चत्वारः वेदाः ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदश्च तत्र यजुर्वेदे द्विधा शुक्लयजुर्वेदः कृष्णयजुर्वेदश्च तत्र

यज्ञादिभिः नाम कर्मकाण्डं तत्र प्राधान्येन निरूपितं वर्तते एवम् एतेषामेव वेदानां अङ्गानि वर्तन्ते शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषं कल्पः इति षट् एते तावत् वेदं वेदाङ्गम् इति कथ्यन्ते एते वेदैस्सहैव अध्ययनं क्रियते चेत् वेदार्थावगमने सुलभता स्यात् एवं मया तावत् व्याकरणं शिक्षा छन्दः इत्यादि अङ्गानि अधीतानि वर्तन्ते एवं वे वेदोपि अधीयमानः तत्र व्याकरणशास् शिक्षाशा शिक्षाङ्गे शिक्षाङ्गे तावत् कथं वेदः उच्चारणीयः तत्र के के अंशाः अवलोकनीयाः पाठकाले तत्र क्रमाः कियन्तः इत्यादिविषये निरूपितं व्याकरणम् इति अङ्गे तावत् तत्र व्याकरणविषयकत्वेन के के दोषाः सम्भवन्ति तेषां परिमार्जनार्थं किं कर्तव्यम् इत्यादिरूपेण निरूपितं छन्दे छन्दसि तावत् वेदस्य मन् मन्त्रभागः कथं निबद्धः इत्यादिरूपेण तत्र लघुगुरु इत्यात्मकव्यवस्थामाधारीकृत्य निरूपितम् ए एवम् अग्रेऽपि अङ्गेषु तद्विषयकं विषयाः सङ्गतयः उक्ताः इति